व्यापारः आरम्भणीयः इत्युक्तौ तत्र धनाधिक्यं स्यात् पुनः जनाधिक्यं स्यात् तावत् सामर्थ्यं स्यात् अहं करोमीति तादृशमनोभावना काचित् व्यक्तिषु तावदेव भवति यदि वयं ग्रामजनानां समीपे गच्छामः तेषां समीपे धनं न्यूनं भवति पुनः तैः केषामुपरि विश्वासः कर्त्तव्यः केषामुपरि न कर्त्तव्यः इत्यादिकं न जानन्तीति कृत्वा सर्वत्र क्रुद्धाः स्युः धन धनादीनाम् आशा भवतीति कृत्वा धनस्य अपेक्षा अधिका भवति कार्यस्य न्यूनता भवति एवं ग्रामे व्यापारः आरम्भणीयः इत्यक्तौ तत्र अनेके क्लेशाः सन्त्येव ग्रामे विद्यमानजनाः मेलनीयाः तत्र विद्यमानजनानां समीपे सम्यक् उपविश्य सम्भाषणीयं वर्तते सम्भाषयित्वा अस्माभिः इदम् अयं व्यापारः आरभ्यते इत्यादिकं सम्यक् उक्त्वा तेषां कृते मननं कृत्वा तं व्यापारम् आरम्भणीयं भवति यत् आरब्धं तस्य पोषणमपि महत् कार्यमेव आरभ्यते बहु उत्साहेन परन्तु तत् सम्यक् न अनुवर्तते तत् सम्यक् न पोषयति इति कृत्वा क्लेशाः स्युः तदर्थं पोषणाय तादृश उत्तमाः व्यक्तयः योजनीयाः तथैव मद्विनापि यथा सः व्यापारः च चलेत् तादृशव्यक्तिम् अन्विष्य तत्र संस्थापनीयं भवति